अहं शिल्पकारः न परन्तु अहं शिल्पकारणी भूतवती इत्युक्ते किं करोमिति वदामि इदानीं शिल्पनिर्माणं कथं करोमि इत्युक्ते तत् अत्र द्वयं प्रश्नान् पृष्टवन्तः भवन्तः एकं मनसि किं वा कल्पनां करोति वा नास्ति इत्युक्ते प्रथमं पाषाणं दृष्ट्वा अनन्तरं निश्चिनोति वा इति मेहं धौवक् धौ द्वौ विचाराणि अपि इच्छा अभवत् अस्तु वा एकैकदा किं भवति इत्युक्ते अस्माकं मनसि आगच्छति अहम् एतदेव शिल्पं करणीयम् एतदेव निर्माणं करणीयम् इति एकैकदा मनसि भवति एकैकदा किं भवति इत्युक्ते व शिल्पं तावत् सम्यक् भवति कियत् सम्यक् भवति पाषाणं शिल्पं न पाषाणम् इत्युक्ते तद्दृष्ट्वा एव ओ एतत् बहु सम्यक् अस्ति अहं किं वा शिलां करणीयं खलु एतत् स्वीकृत्य शिल्पं निर्माणं करणीयं खलु इति भासते सत्यं तथा भवति एकैकदा तत् प्रति द्वयं विचारमपि मह्यम् इच्छा अस्ति एवमपि करोमि तथा तथापि करोमि मनसि किमपि कल्पना आगतम् इत्युक्ते अहं मह्यं देवः शिवः इत्युक्ते बहु इच्छा तस्य कुटुम्बः इच्छा इत्युक्ते गणपतिः इच्छा पुनः तस्य माता अग्रजः सर्वे च अस्तु वा मह्यं किं वा तथा मिलितम् अवकाशं पुनः अहमप्येकशिल्पकारेण अस्मि इत्युक्ते तद् शिल्पं श निर्माणं कर्तुम् इच्छामि तदेव उक्तवती खलु तथा पुनः देवालयः लघुदेवालयः बृहन् न इत्युक्ते लघु इत्युक्ते कथं गृहे सर्वं तु तूष्णीं तथैव स्थापयितुं सा इति तावद् लघु देवालयनिर्माणं करोमि तदपि च पुनः एतद् दृष्ट्वा एतद् पाषाणं दृष्ट्वा एवमेव करणीयम् इति किं वा भासितम् इत्युक्ते तदपि करोमि एतदेव मम उत्तरम् एतत् सर्वं दुष्टं वयं किं भासते अस्ति इत्युक्ते अहमपि शिल्पं क निर्माणं करणीयम् इति सर्वं भासते अस्ति पुनः मम मनसि अहम् इदानीं कुर्वन्ती अस्मि इत्येव मनसि अपि प्रचलति अस्ति प्रश्नाः बहु सम्यक् सन्ति शिल्पनिर्माणविचारे अपि मह्यं बहु इच्छा तावत् प्रश्नान् दृष्ट्वा इदानीं सर्वं किं निर्माणं कुर्वन्ति खलु तावद् वर्षाणि अपि न आगच्छन्ति तथा पाषाणमपि सम्यक् भवति वा न भवति न जानामि तद् नैसर्गिक वस्तु अहं वक्तुं न शक्नोमि परन्तु शिल्पकारः किं करोति खलु तद् तावत् सम्यक् न भवति वा भवति वा इति प्रश्नः पुनः किमित्युक्ते गतवर्षे अयोध्यमध्ये रामस्य शिल्पं निर्मितवन्तः खलु तद् बहु इच्छा अभवत् बहु सम्यक् निर्मितवान् सः अग्रजः महोदयः धन्यवादः महोदयः तावत् सम्यक् श्रीरामः श्रीरामस्य शिल्पं निर्माणं कृतं प्रति